अहम् एकं टोट्बेग् एमेज़ोनतः क्रीणितवती एमेज़ोन्मध्ये तस्य लक्षणानि एवं वर्णितानि सम्पूर्णतः फोर् ज़िप्स् सन्ति इति करणे उपयुक्तः वस्तु कोटन् इति मूल्यं च पञ्चशतं रूप्यकाणि अतः मम अपेक्षानुसारम् अयं स्यूतः वर्तते इति मया सः क्रीतः यदा आगमनान्तरं यदा अहं दृष्टवती तदा अहं बहुसन्तोषम् अनुभव् अनुभूतवती यतोहि क्वालिटी बहुसम्यक् वर्तते यथा वेबसैट् मध्ये दर्शितम् तथैव विद्यते अल्पमूल्यकमपि क्वालिटी इत्यादिकं बहुसम्यक् वर्तते